तथा मम जीवने साधितं कार्यम् इति तथा चिन्तनीयम् इति चेत् असाधरणं तथा किमपि नास्ति तथापि सामान्योयं जनः इति मत्वा सामान्यम् अपि कार्यं कदाचित् बहु साधनात् पुर पुरस्सरं भवति इति चिन् विचिन्त्य कदाचित् अहं यत्र च यस्यां च संस्थायाम् अहम् आह आहत्य सप्तदशवर्षाण्यावत् तथा षोडषवर्षाण्यावत् अध्ययनं कृतवान् यया संस्थया सह अवद्ध बद्धः आसम् अनुरक्तिः आसीत् संस्थायाः प्रति श्रद्धा आसीत् तस्याम् एव संस्थायां यदि अग्रिमजीवनं यावत् अस्माभिः कार्यं करणीयम् इति उद्योगरूपेन यदि अवसरः प्राप्यते तर्हि तादृशं कार्यं तु अवश्यमेव साधितम् इत्येव वक्तुं शक्यते न तु अन्यत् किमपि तर्हि तादृशसाधितेषु कार्येषु इति वयं चिन्तनं कुर्म तर्हि मम जीवने तावत् राष्ट्रीयसंस्कृतविश्वविद्यालये तत्रापि शिक्षाविभागे उद्योगप्राप्तिः एव मम जीवनस्य साधितेषु कार्येषु अन्यतमम् अन्तिमं चरमं स्थानं कदाचित् भवितुम् अर्हति इति अहम् आत्मानं धन्यं चिन्तयामि इति मम चिन्तनम्